विद्यालयात् परं सायं शिक्षणस्य इत्युक्ते विशेषवर्गस्य विषये यदि पृच्छति चेत् मम अभिप्रायः अस्ति तस्य आवश्यकता एव नास्ति विद्यालयात् परम् छात्राः यदि यदि सायं शिक्षणस्य वर्गस्य कृते गच्छन्ति चेत् समययापनमपि भवति विद्यालयशिक्षकाणां हानिः अपि भवति विद्यालयं विद्यालयात् परं यदि छात्राः श्रान्ताः भवन्ति तस्मात् परं यदि विशेषवर्गस्य कृते अपि गच्छन्ति तर्हि तेषां क्रियात्मकतायाः अभावः अपि दृश्यते ते छात्राः सम्यक्रीत्या अध्ययनम् अपि न कर्तुं शक्नुवन्ति तेषां शारीरिकः मानसिकः बौद्धिक् तथा च सामाजिकः विकासः अपि न भवति इति मन्ये सामाजिकः इत्युक्ते क्रीडाङ्गणं गत्वा छात्रैः सह खेलनं क्रीडनम् इत्यादिकं ते कर्तुं न शक्नुवन्ति समयस्य अभावात् अभावकारणात् तेषां बौद्धिकविकासः अपि न भवितुम् अर्हति खेलनं न भवति किमपि क्रीडनं न भवति तेन शारीरिकः विकासस्य अपि हानिः भवति तेषां मानसिकहानिः अपि भवति विद्यालयशिक्षकाणाम् अपि हानिः भवति तथा च तेषाम् अवमानमपि भवति इति अहं चिन्तयामि तेषाम् अध्ययनं सम्यक् न भवति अतः ते कोपधारी अपि भवितुम् अर्हति अतः तेषां सायङ्कालस्य वर्गः इत्युक्ते तस्य कृते तेषां कृते विशेषः अभिप्रायः नास्ति